त्वया उक्तं युद्धकलायां प्रेरितवन्तः प्रभावितवन्तश्च मार्गद मार्गदर्शकाः केपि सन्ति वा इति तत्र भवन्त्येव अनेकानि युद्धकलाः तत्र वर्तन्ते तत्र मार्गदर्शक मार्गदर्शकाः वर्तन्ते एव तेषु अन्यतमः ब्रूस्लि इति सर्वत्र प्रसिद्ध एव सः हाङ्काङ्ग् देशस्थः नवेम्बर् मासे ट्वेण्टि सवेन् नैन्टीन् फार्टि इत्यस्मिन् संवत्सरे सः तस्य जन्म जातः तत् तदनन्तरम् अमेरिकदेशं गत्वा तत्र युद्धकलां अध्ययनं कृत्वा सः जिक्युण्डु इत्यस्य सिद्धान्तं स्थापयामास ब्रूस्लि माध्यमे अन्यकलाविदेनापि अङ्गीकृतमस्ति सः जुलै ट्वेण्टि नैन्टीन् सवेण्टि त्रि वर्षे मरणं प्राप्तम् आसीत् एवं च पूर्वोक्तरीत्या ब्रूस्लि युद्धकलाविदः इति ज्ञायते